अहं मम गृहं मार्जयामि सम्मार्जयामि च अस्माकं ग्रामेषु गोमयस्य बहु उपयोगं कुर्वन्ति स्म इदानीं नगरे वासं कुर्वन् अहं गोमयं गोमयं कथं वा प्राप्नुयाम् नगरेषु सर्वे आपणतः एव क्षीरं दधि नवनीतं घृतम् इत्यादिकम् आनयन्ति गोमयन्तु प्रायः कुत्रापि न लभ्यते तत्र तत्र केषुचित् आपणेषु गोमयम् अपि लभ्यते परन्तु सर्वेषु नगरेषु नियमेन लभ्यते इति नास्ति क्षीरेण दध्ना गोमूत्रेण घृतेन च गोमयं गोमयम् अपि संयोज्य पञ्चगव्यं कुर्वन्ति तस्य पञ्चगव्यस्य प्राशनेन शरीरस्य अस्थिवर्धनं भवति अपि च वयं विविधानां वृक्षाणां विविधानां धान्यानां संवर्धने गोमयस्य गोभरस्य उपयोगङ्कुर्मः चेत् तदानीं सम्यक् सस्यवृद्धिः वृक्षवृद्धिः इत्यादि भवति अतः अपि च गृहस्य अन्तः बहिश्च गोमयेन सम्मार्जनं कुर्मः चेत् तदानीं अन्तः दुर्गन्धः अपगच्छति बहिः गृहस्य पुरतः गोमयस्य विद्यमानत्वात् कृमिकीटादयः अन्तः न आगच्छन्ति एवं गोमयेन भस्मं कुर्वन्ति गोमयस्य दाहङ्कृत्वा भस्मं कुर्वन्ति तेन भस्मना लिप्ताः आस्तिकाः देवपूजादिकङ्कुर्वन्ति स्वीयम् अनुष्ठानमपि स्वीयं नित्यानुष्ठानमपि कुर्वन्ति